संस्कृतभाषायाम् इष्टतम इष्टतमा श्लोकः अपि भवति वचोविच्चित्तिः अपि भवति संस्कृतं सम्भाषयामि इति अभिमानः अपि भवति यत् अहं प्रारम्भिकसमयात् एव संस्कृतवातावरणे अध्ययनं कृतवती संस्कृतवातावरणे अध्ययनं कृतवती एतस्मात् कारणात् संस्कृतभाषा मम रक्ते अभवत् संस्कृतभाषायां श्लोकः अस्ति बहूनि श्लोकानि सन्ति मया बहूनां श्लोकानां स्मरणं कृतवती यथा एकः श्लोकः अस्ति पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान् प्रकटीकरोति आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः अयं श्लोकः नीतिशतकस्य श्लोकः अस्ति नीतिश् शतके अनेकानि श्लोकानि सन्ति मया प्रारम्भिकशिक्षायाम् एव प्रारम्भिक शिक्षायाः आरम्भतः अधुना पर्यन्तम् अनेकानि श्लोकानाम् अनेकानां श्लोकानां स्मरणं कृतवती एतस्मात् कारणात् संस्कृतसम्भाषयामि इति अभिमानः अस्ति